आम् संस्कृतसम्भाषणे लेखने च समस्या अनुभूता यदि वयं भाषणं सम्यक् न कुर्मः चेत् तत् लेखितुं न शक्नुमः संस्कृतसम्भाषणे अपि एतादृशम् एव समस्याः भवन्ति वयं सम्यक् सम्भाषणं प्रथमम् कृत्वा तदनन्तरं एव लेखनप्रयत्नं कुर्मः तदा एव भाषणस्य तदा एव भाषणस्य भाषणम् अनुकूलं भवति वयं संस्कृतसम्भाषणं न कुर्मः चेत् तत् लेखितुं प्रयत्नम् अपि कर्तुं न शक्नुमः अतः संस्कृतसम्भाषणम् एव बहु मुख्यकार्यं प्रथमं सम्भाषणम् पठित्वा सम्भाषणम् उत्तमतया कृत्वा तदनन्तरं वयं लिखामः चेत् तत् तादृश समस्याः न भवति